मम इष्टतमः लेखकः भवति वाक्यपदीयं भर्तृहरिः विदुरनीतिः एवं पञ्चतन्त्रं विष्णुशर्मा हितोपदेशः नारायणभट्टः एतेषां ग्रन्थाः तत्र वाक्यपदीये काण्डत्रयं भवति वाक्यपदीये इत्युक्ते तत्र वाक्य वाक्यविषये तत्र व्याकरणविषयाः एव यतो हि व्याकरणे अपि शब्दविषये एव उच्यन्ते शब्दप्रधानं अतः वाक्यपदीये ब्रह्म प्राप्तर्थं तत्र मार्गाः उपदिष्टाः यथा तद्द्वारं अपवर्गस्य वाङ्मलानां चिकित्सितम् पवित्रं सर्वविद्यानां अधिविद्यं प्रकासते इति एवं पण्डितविष्णु शर्मणा यल्लिखितं पञ्चतन्त्रम् इति तत्र बह्व्यः कथाः भवन्ति तत्र कङ्कणस्य लोभेन एकः कङ्कणस्य लोभेन इति कङ्कणकारणेन तते स्मरणं नागच्छति कथा तु मां बहु सम्यक् तत्र कथाः भवन्ति पञ्चतन्त्रे हितोपदेशे उपदेशाः भवन्ति ये वाक्यपदीये बह्व्यः श्लोकाः भवन्ति ये मार्गद्वारं मोक्षद्वारं मोक्षद्वारस्य मोक्षं कथं प्राप्तुं शक्नुवन्ति इति तस्य द्वारम् उपदिष्टं म् बहवः तत्र ग्रन्थाः सन्ति